मम गृहे दण्डदीपाः व्यजनानि शीतपेटिका समीकरणं विद्युच्चुल्लिः क्षालनयन्त्रं मशकनिवारणयन्त्रं जलशोधनयन्त्रम् इत्यादीनि उपकरणानि सन्ति यदा अस्माकं गृहप्रवेशकार्यक्रमः जातः तदा मम बान्धवाः विद्युच्चुल्लिम् उपायनरूपेण दत्तवन्तः दण्डदीपाः अनन्तरं व्यजनानि च आसन्नेव गृहे यदा ग्रीष्मकालः सञ्जातः तदा शीतपेटिकां क्रीतवन्तः कर्मकरी एकस्मिन् दिने तस्याः पुत्र्याः प्रसूतिसमये ग्रामम् गतवती तदा वस्त्रं क्षालयितुं यन्त्रम् आवश्यकम् इति मम पिता उक्तवान् तदा समीपे विद्यमाने आपणे एतद् यन्त्रं दृष्ट्वा दीपावल्याः पर्वसमये क्रीतवन्तः तथैव जलशोधनयन्त्रमपि तस्मिन् दिवे दिने एव क्रीतवन्तः